मया सस्यवर्धनाय सामान्यतया कृष्णमृत्तिका प्रय् उपयुज्यते यतोऽहि अस्याः मृत्तिकायाः मघ्ये पोषकगुणम् अधिकं वर्तते येन अन्यान् पोषकद्रव्यान् दातुं न आवश्यकता भवति एवं च अस्याः मृत्तिकायाः उपरि किमपि सस्यं यदि उत्पादयामि तर्हि तस्य तत्र फलनं बहु सम्यक् भवति एवं च पोषकद्रव्यस्य अपि आवश्यकता न भवति